भारतस्य संस्कृति ज्ञानार्थं रामायण पात्रं भवति रामः सीता लक्ष्मणः भारतशत्रुघ्नादि अतः तेषां यः पात्रं विद्यते सः तत्रादेव भारतस्य संस्कृतिः ज्ञायते पुनः इतिहासम् इत्युक्ते रामायणस्य सेतुबन्धः रामायणे सतुबन्धं रावणः रावणस्य हननम् इत्यादि ज्ञायते तथा च महाभारते यः पात्रं वर्तते सं भारतस्य संस्कृतावगमने तद्भवति युधिष्टिरः भीमः अर्जुनः नकुलसहदेवौ प्रथम् आदौ तु कर्णस्य अपि तथा च श्रीकृष्णस्य प्रपात्रे अपि भारतस्य संस्कृतेः इतिहासम् अवगम्यते यतोहि श्रीकृष्णस्य आधारे एव महाभारतयुद्धम् आसन् अतः तस्मात् एव भ महाभारतस्य महाभारतं संस्कृतं ज्ञायते इतिहासम् इत्युक्ते महाभारतं कदा भवति आसन् तद्विषये वयं ज्ञायते